मम प्रदेशीयाः जनाः बहूनि स्थानानि गन्तुम् इच्छन्ति यथा तमिल्नाडु तमिल्नाडुराज्ये बहूनि मन्दिराणि सन्ति तर्हि भगवद्दर्शनं प्राप्तुं जनाः तत्र गच्छन्ति अहमपि मासत्रयपूर्वं आरूप् आरू वीडु इति किमपि तत्र षण्मुख भगवतः षड् मन्दिराणि तमिल्नाडुराज्ये भिन्नभिन्नस्थानेषु सन्ति तत्र सस् तस्य दर्शनार्थम् अहं गतवानासम् मया सह एकं मित्रम् अपि तत्र गतवान् मार्गे वयं कुम्भकोणम् अपि गतवन्तः काञ्चीपुरम् अपि गतवन्तः बहूनि स्थानानि दृष्टवन्तः मधुरै नगरे अपि वयं मीनाक्षीमन्दिरम् दृष्टवन्तः ततः एव घण्टाद्वयदूरे तिरुचेन्दूर् इति बहु प्रसिद्धमन्दिरम् अस्ति तत्र अपि वयं गतवन्तः तत् तत्र महान् जनसम्मर्दः आसीत् वयं किञ्चित् धनं दत्वा शीघ्रं दर्शनं प्राप्तवन्तः इतोपि इत् इतः जनाः उत्तरप्रदेशं बहु गच्छन्ति तत्र काशीदर्शनं अयोध्यादर्शनं नैमिषारण्यं प्रयागराजं प्रयागराजम् इति गच्छन्ति अहमपि गतवान् तत्र मासद्वयपूर्वमेव गतवान् तत्र उत्तरप्रदेशमध्यप्रदेशयोः सीमायाम् एकं चित्रकूटनाम्ना नगरम् अपि अस्ति बहुप्रसिद्धम् अस्ति तत्र बहवः नागच्छन्ति इतः यतः न जानन्ति इति परन्तु बहुसम्यक् स्थानमस्ति वनवाससमये सार्ध एकादश व वर्षपर्यन्तं श्रीरामः तत्र उषितवान् तत्र कामद्गिरिः इति नाम्ना पर्वतः अस्ति यस्य प्रदक्षिणं क्रियते पञ्चकिलोमिटर्मितं सा प्रदि प्रदक्षिणा अस्ति इतोपि इतः जनाः केरळं केरळराज्यं पर्यटनार्थं गच्छन्ति गोमान्तकाराज्यम् अपि अधिकं गच्छन्ति